माध्यमेषु विज्ञापनानां विषये मम अभिप्रायः सम्यगेव वर्तते तथा तानि विषयानि अतीव उपयुक्तानि एव वर्तन्ते परन्तु तत्र सर्वमपि अतीव उपयुक्तानि न भवन्ति एकस्मिन् समये इदानींतनकाले तत्र सर्वमपि माध्यमाः धनसम्पादनार्थमेव पतिताः वर्तन्ते यत्किञ्चित् माध्यमाः एव सम्यक्तया वार्तामेव उपयुक्तविषाण विषयाण्येव विज्ञापनं कृतौ कृतवन्तः सन्ति उदाहरणार्थं डिडि चन्दने चन्दनमिति एकं वाहिनी विषयवाहिनी नाम दूरदर्शनवाहिनी वर्तते तस्मिन् तु यद्विषयं वर्तते तदेव विज्ञापयन्ति परन्तु अन्यस् अन्ये ये के बहवः सन्ति विज्ञ दूरदर्शनवाहिनी इत्यादिकः माध्यमाः तत्र धनादिक धनसम्पादनार्थमेव अतीवघर्षयतया तद् विषयादिकमपि सर्वम् उक्तो वर्तन्ते तद् किञ्चित् बाधको भव् भवति